मम जीवनस्य गुरुः इत्येव प्रसिद्धः श्रीमद्भगवद्गीता किमर्थम् इत्युक्ते मम जीवनस्य शैली अद्य अहं किम् अस्मि इत्येव मम पूर्णतया विच विचारं किं भवति इत्युक्ते पूर्णतया भगवद्गीताया एव स्वीकृतः तत्र बहु प्रसिद्धः श्लोकः अस्ति कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भू माते सङ्गोऽस्त्वकर्मणि अस्य श्लोकस्य अर्थः किम् इत्युक्ते अस्माकं कार्यं यद् अस्ति तत् अवश्यं करणीयं परन्तु किं कार्यं कृत्वा तस्य फलस्य अपेक्षा न करणीयम् यत् आवश्यकं तत् अवश्यम् अस्माकं समीपे आगच्छति वयं केवलम् अत्र कार्यं करणीयं परन्तु फलस्य अपेक्षं न करणीयम् एतादृशं जीवनशैली अस्ति चेत् अस्माकम् अभिवृद्धिः अपि भवति यत् आवश्यकं तत् सर्वमपि लभ्यते